हरि ओम् नमस्ते नमस्ते आ सत्यम् भवत्याः परिचयः न ज्ञातः

हा भवती अपि लेखनादिकं कार्यं करोति वा

कानि कानि पुस्तकानि भवती सद्यः पठितवती अस्ति सत्यं सत्यम् हा बहु धन्यवादाः हा विशेषः कोऽपि नास्ति तादृशः इदानीं वयं प्रतिदिनं यत्र भिन्न विभिन्नजनैस्सह व्यवहारं कुर्मः तदेव अहं कथारूपेण विभिन्नपात्रैः पात्राणां द्वारा अहं तानि एव वाक्यानि वाचयितुं प्रयत्नं करोमि एवमेव प्रतिदिनं तत्र अस्माकं यान् सन्दर्भान् वयं पश्यामः तदेव मुख्यतया अहं कथासु योजयितुं तथा एव मम प्रवृत्तिः अस्ति एवं तद्दृष्ट्वा बहवः कथाः सम्यक् सन्ति सन्दर्भाः बहु सम्यक् योजिताः सन्ति इति वदन्ति तेन महा बहु सन्तोषः भवति एवमेव अग्रे लेखनाय अपि प्रेरणा भवति महान् सन्तोषः भवत्या एवं सूचितमस्ति पठनं बहुजनाः पठन्तीत्यपि ज्ञातं भवत्याः मित्रं यः सङ्ख्यां दत्तवान् ते सर्वेऽपि प्रायः पठितवन्तः स्युः अत एव तथा सर्वेऽपि अन्यत्र अन्यत्र वदन्ति परस्परं पठन्ति इति श्रुतमस्ति अवश्यम् अवश्यमेव एवं लेखक लेखनं लेखकानां सङ्ख्या वर्धेत सर्वत्रापि विशिष्य संस्कृतभाषायां लेखकानां सङ्ख्या बहु न्यूना एव अस्ति अतः एवं प्रेरणां प्राप्य यदि अन्येपि लेखनस्य आरम्भं कुर्वन्ति तेन स्वयमेव वर्धते जनानामपि तत्र सामान्यं साहित्यमपि संस्कृते उपलब्धं भवतीति सर्वेषामपि बहु महान् सन्तोषः भवति सर्वे अवश्यमेव पठन्ति अतः एवं भवत्या दूरवाणीं आ धन्यवादः बहु धन्यवादः ह्म् हा हा अवश्यम् अवश्यं कदाचित् पुनः मिलामः अहं यत्र कार्यक्रमाः भवन्ति तत्र सूचनं ददामि अवश्यमेव पुनः मिलामः धन्यवादः धन्यवादः धन्यवादः धन्यवादाः